नमस्ते आगच्छतु आर्ये ह आम् तत् कवि कवीनां चित् कवीनां चित्रेषु नाम अम्बिकातनयदत्तस्य एकं चित्रम् आवश्यकमासीत् कियत् मूल्यं भवति न न न न अधु बहु बहु अधिकं भवति ए आ अयं कलियुगः तादृशं वक्तव्यं चेत् किं कुर्मः एकसहस्र रूप्यकाणि दाद् अहं ददामि

मौल्यं तद् कियत् भवति एकसहस्र द द्विसहस्ररूप्यकाणि अलं परं दशसहस्ररूप्यकाणि नाम किं अस् अस्तु

तद् तन् मास्तु तन् मास्तु फ़ोटोग्रफ़ि फ़ोटोनि म् मास्तु तस्य चित्रं मास्तु मम वा

आम् अस्तु अस् मम सप्तर्षीणां चित्राणि आवश्यकानि आसीत् आसन् आसीत् सप्त ऋषीणां चित्राणि सन्ति वा इतान् इदानीं न न न न व्यास् व्यास् व्यासपूर्णिमा भविष्यति खलु तत्र पूजार्थं व्यासमहर्षेः चित्रमावश्यकम् आसीत् एकं तद् अस्ति वा अस्तु अस्तु अस्तु अस्तु

भवति वा भविष्यति वा तत् तत् तत् न्यू न्यूनं करोतु हा तत् न्यूनं करोतु सत्यं सत् अनन्तरं गङ्गानदीचित्रमस्ति वा ओह् मास्तु तन् मास्तु तन् मास्तु तन् मास्तु तन् मास्तु

ह न न चित्रितं ले लिखितम् चित्रम् आवश्यकं मम सत्यम् तस्य भवतां पुत्र भवतां पुत्रो वा ओ सा यत्किञ्चित् अपि लिखति अस्तु तत्र केदारेश्वरगुहा ल् लिङ्गम् अस्ति खलु तस्य चित्रमस्ति वा नास्ति वा ओह् सत्यं वा तत् पुनः पुनः य कदा सिद्धं भविष्यति आवश्यकानि वा अस्तु अस्तु अनन्तरं यदा सिद्धं भविष्यति तदानीं सूचयन्तु

आ तथा तथैव नोबल् पुरस्कृतानां चित्राणि सन्ति चेत् एकवारं पश्यामि

तथैव ज्ञानपीठिनां पुस्त चित्राणि अपि आवश्यकानि अच्छा अस्तु अस्तु अस्तु

आह् अनन्तरं मम सप्तमी रथसप्तमी निमित्ते सप्त अश्वानां सप्त अश्वानां सूर्यस्य चित्रमेकम् आवश्यकमासीत् तदस् तत् बृहत् बृहत् टू इण्टु टू आवश्यकं अस्ति वा तत्र सप्त अश्वानामपि आवश्य चित्रं भवेत् ओ अधिक अधिकं तद् अधिकं हा विस्तारम् आम् अस्तु अस्तु अस्तु अनन्तरं डाक्टर् राधाकृष्णन् चित्रम् अस्ति वा नास्ति अनन्तरं राज् अ शिवाजीमहाराजस्य चित्रमस्ति आम् चित्राणि सन्ति वा हे हेमामालिनी चित्रम् आवश्यकं अ अस्तु अनन्तरं राजकुमार् महोदयस्य आ यदि अहं वदामः मम सम्बन्धिनां मित्राणाम् अहं सूचयामि एतद् तत्र चित्रशाला अस्ति तत्र सम्यक् चित्राणि बहवः एव वर्तन्ते इति अहमपि प्रचारं करोमि अस्तु मम तव न्यूनातिन्यूनम् अति न्यूनं मूल्येन दातव्यं तत् चेत् अहं प्रशंसां करोमि चित्राणां अस्तु अस्तु अस्तु